नमस्कारः उद्यानकार्यं सस्यवर्धनम् अभिरुचिरूपेण कथम् आरब्धम् इति वदामः चेत् बाल्यकालतः एव अभिरुचिः आसीत् मम गृहे सर्वे मम गृहे किञ्चित् दीर्घवृक्षाः आसन् जम्बु जम्बुफलस्य आम आम्रं नारिकेलम् कदलीफलम् एतादृशम् अन्य बहु सस्यान् सस्यानि अपि बहूनि सस्यानि अपि आसन् म मन्दारा मोग्रा मल्लिगे इति वदामः किल कन्नडभाषाया मल्लिगे रोस्

इदानीं संस्कृते किं वदामः न आगच्छति तत् एतादृशं बहूनि पुष्पं पुष्पं बहूनि पुष्पानि सस्यानि आसन् गृहे अनन्तरं मम विवाहस्य अनन्तरमपि अहं किञ्चित् किञ्चित् सस्यानि गृहे प्रा स्था स्थापितानि आसन् क्राटन्स् इति वदामः किल शो प्लेण्ट्स् सुन्दरता वर्धक वर्धनानि सस्यानि एतादृशमहं स्थापितवती इदानीमपि मम गृहे बहूनि सस्यानि सन्ति इदानीमपि रोस् बहूनि सन्ति अहं सांस्कृते सर्वान् न नामान् न जानामि एतादृशं बहिः ब्रहत् बहिः गृहात् बहिः वृक्षाः इति वदामः चेत् करोना कारत् कार्यस्य किञ्चित् पूर्वम् अष्टा अष्टादशाधिक द्विसहस्रतमे वर्षे तर् वर्षात् पू अनन्तरं वयम् अस्माकं गृहसङ्कुलस्य बहिः मार्गे हेच् एस् आर् ले औट् मध्ये बहवः स् बहवः वृक्षाः सस्यानि बहूनि स सस्यानि स्थापितवन्तः ये या प्रेरकः कः इति वदामः चेत् वार्तापत्रिकायाम् अपि वयं पठितवन्तः बहूनि बेङ्गलूरुनगरे बहूनि श

बहवः वृक्षाः कर्तनमपि अभवत् इति अतः वयम् अस्माकं मृहसङ्कुले कश्चन जनाः मिलित्वा सस्यानि सस्यानि स्थापयामः इति चिन्तयित्वा एकं मेलनमपि कृतवन्तः तादृशं मेलने एव वयं निर्धारणं कृतवन्तः वयं सस्यानि स्थापयामः इति अतः तत् समये एव वयं सर्वे मिलित्वा पञ्च पञ्चजनाः किं एकमेकं मार्गं स्वीकृत्य एकमेकं सर्वे जनाः एकमेकं सस्यं स्थापितवन्तः इदानीं ते वृक्षाः अभवन् बहु सुन्दरानि पुष्पानि अपि ददन्ति बहु सुन्दरं दृश्यते एतत् दृश्यं स्वी एता एतस्मिन् कार्ये कार्यस्य प्रेरकः कः इति सर्वाः सर्वे जनाः एव प्रेरकाः मम मम पुत्री पुत्राय पुत्रापि मां दृष्ट्वा किञ्चित् प्रे प्रेरकं प्राप्नुवन्ति एतादृशं एकमेकं जनान् दृष्ट्वा एव अन्यजनाः अपि प्रेरकं प्राप्नोति सा प्राधानरूपेण प्रेरकः इति नास्ति वयं समाचारपत्रे दूरदर्शनं दूरदर्शनं दूरदर्शिन्यां सर्वत्रापि पठामः किल पर पठामः श्रुण्मः शस्यानि स्थापयन्तु क वृक्षस्य कर्तनं स्थगयतु एतादृशं अतः श् किञ्चित् श्रुत्वा पठित्वा दृष्ट्वा एव वयं प्रेरकं प्रेरकं प्रेरणां प्रेरणं प्रेरणं प्राप्तवन्तः धन्यवादः